चत्वारविंशत्यधिकद्विसहस्त्रतमवर्षस्य फ़ेब्रुवरिमासस्य एकविंशतितमदिनाङ्कमः षड्नवत्यधिकनवसहो नववस् शतोत्तर अगस्टमासस्य पञ्चविंशत्यधिकदिनाङ्कः नवनवत्यधिकद्विसहस्रतमवर्षस्य नवम्बर्मासस्य पञ्चमः पञ्चमः पञ्चमदिनाङ्कः एकं एकाधिकद्विसहस्रतमवर्षस्य मेमासस्य पर् प्रथमः दिनाङ्कः नवनवत्यधिक एकसहस्रतमवर्षस्य जनवरीमासस्य सप्तमदिनाङ्कः